प्राचीनकाले भारतवर्षे राजशासनम् अथवा राजतन्त्रम् आसीत् तदा भारतवर्षे नैके प्रतापिराजानः आसन् तेषु अन्यतमाः सन्ति राजा दशरथः राजा हरिश्चन्द्रः चन्द्रगुप्तमौर्यः पृथ्वीराजः सम्राट् अशोकः महाराणाप्रतापः शिवाजी इत्यादयः एतेषां राज्ञां कथाः इत्युक्रे द्व् इत्युक्ते राजा दशरथस्य विषये वक्तव्यं चेत् राजा दशरथः आसीत् सूर्यवंशयस्य राजा सः अयोध्यायां शासनं करोति स्म सः अत्यन्तः प्रतापिराजः आसीत् ज्ञाने मौनं क्षमा शक्तौ त्यागले त्यागे श्लाघाविपर्ययः इत्यस्य वाक्यस्य प्रत्यक्षप्रमाणत्वेन विद्यते अयं राजा दशरथः श्रवणकुमारस्य मातुः पितुः शापवशात् सः पुत्रवियोगकारणात् मृत्युम् अप्र प्राप्नोत् पुनश्च राजा हरिश्चन्द्रस्य विषये वक्तुम् ईहे यथा राजा हरिश्चन्द्रः दानवीरः इत्याख्यातः अन्येषां कृते दानं कृत्वा कृत्वा सः राजपदस्य अपि दानं कृतवान् राज पद् राजपदात् भिक्षुकः अभवत् सः पत्नीपुत्राभ्याम् अपि त्यक्तवान् अनन्तरं स्मशाने गत्वा तस्य रक्षणस्य वृत्तिं कृतवान् आम् अस्य राज्ञः कथा भारतीय इतिहासे बहु रोचका अस्ति इति भाति